वाः भवता अतीव महत्पूर्णः प्रश्नः पृष्टः भारते अनेकाः पर्यावरणसमस्याः सन्ति केचन् मुख्यः जलप्रदूषणं वायुप्रदूषणम् वनानां कटनं जलवायुपुरे वर्परिवर्तनं जलसङ्कटं च सन्ति एतानि सर्वाणि मानवकर्मणा कारणेन भवन्ति मम क्षेत्रे अपि केषुचित् परिदृश्येषु परिवर्तनं दृष्टं केचन् वनानि कटितानि केषाञ्चन् नदः अपि स्थितिः क्षीणा अभवत् वर्षामात्रायां तापमाने च केचन परिवर्तनानि दृष्टानि सन्ति तथापि अस्माभिः एतासां समस्यानां सम्मुखी भवितव्यं मिलित्वा उन्नतिं कर्तुं प्रयत्नः करणीयः एतेषां विषयेषु स अस्माभिः सर्वेषाम् जागरूकः भव भवितुम् आवश्यकम् आम् एतत् सर्वम् अतीव चिन्ताजनकम् अस्ति अस्माभिः एतासां समस्यानां साम्ना करणीयं मिलित्वा सुधारं कर्तुं च प्रयतितव्यम् अस्माभिः सदैव एतेषु विषयेषु अवगताः भवेयुः अस्माकं लघुपदैः अपि पर्यावरणस्य रक्षणं कर्तव्यं वयं स्वजीवनशैल्याः परिवर्तव्यं पर्यावरणम् संरक्षणार्थं संस्थानां समर्थनं कृत्वा सकारात्मकं प्रभावं कर्तुं शक्नुमः अस्मिन् वयं सर्वे मिलित्वा सक्रियरूपेण भागं गृह्णामि